भारते नवोद्यमिभ्यः प्रफुल्लितम् युगम् अहं पश्यामि किमर्थमिति चेत् सम्प्रति काले भारते युवजनाः बहवः सन्ति ते युवानः यदि स्वसमयं रक्षन्ति तर्हि भारते प्रफुल्लितं युगं भवितुम् अर्हति युवा यदि उद्यमे भवति उद् युवजनाः यदि उद्यमे भवन्ति चेत् भारते सत्यं प्रफुल्लितयुगं भवितुम् अर्हति नूतनसङ्घटननिर्माणं यदि युववर्गेण क्रियते चेत् इतोपि ते वृद्धिं प्राप्नुयुः प्राप्नुवन्ति एव एवञ्च नूतनतया व्यवसायनिर्माणम् अथवा पुनः भारते यद् ऐ के एस् इति नूतनः नूतनम् आरब्धमस्ति भारतीयज्ञानपरम्परा तस्य आधारेण पुरातनभारतस्य भारते

सत्यमेव युववर्गस्य तत्र उन्नतिः भविष्यति एव इत्थं यदि नूतनप्रकल्पः अथवा नूतनं यः नूतनतया कश्चन उद्यमः युववर्गेण क्रियते चेत् तत्र सर्वकारेण सहायः कृतः अस्ति